तान्त्रिकसमस्या द्विविधा भवितुमर्हति एकत्र यन्त्रेष्वेव काचित् समस्या भवति चेत् तान्त्रिकसमस्या इति वक्तुं शक्यते अपि च यन्त्रेभ्यः काचित् समस्या चेदपि तान्त्रिकसमस्या इति वक्तुं शक्यते उदाहरणार्थं सङ्गणकयन्त्रे काचित् समस्या भवति चेत् सा एका समस्या अपि च सङ्गणकयन्त्रात् काचित् समस्या भवति चेत् सा एका समस्या इदानीं तु दूरभाषा उपयोगः बहु वर्तते जगति तेन अधिकाः समस्याः सर्वैः अनुभूयन्ते एव तत्र तत्र बहु एप्स् भवन्ति तत्र दीर्घकालं यावत् तस्मिन्नेव समययापनम् इत्यादिकं कृत्वा जनैः बहु कष्टम् अनुभूयते यदि ततः जनाः विमुखाः भवन्ति उत तस्य उपयोगं यथोचितं कुर्वन्ति तर्हि अस्मात् कष्टात् अस्मात् क्लेशात् ते बहिरा बहिरागन्तुं शक्नुवन्ति